नमो नमः दिनद्वयात् प्राक् अहं भवतः सह सकाशात् कुर्ती आर्डर् कृतवती आसं ततः अद्य अहं तत् प्राप्नोमि प्राप्नोमि अहं यत् किं कल्पितवती आसीत् तदपेक्षया अपि बहु सम्यक् अस्ति अहं तु काटन् मध्ये कुर्ति अपेक्षितवती तथैव एषा कुर्ति भवति तद् तत्तु अहं मया तु चिन्तितवती यत् कलर् वर्णे कोऽपि दोषः स्यात् अथवा भिन्नं भिन्नम् आगच्छेत् इति परन्तु एतत्तु यथा चित्रं प्रेषितमासीत् तद्वदेव तद्वदेव एषा कुरुती अस्ति मह्यं बहु रोचते बहु रोचते मुख्यतः दिनद्वयात् प्रागेव अहम् आर्डर् कृतवती अहम् आसं परन्तु आसम् अन्याः याः सुविधाः सन्ति तत्र तु दिनद्वये न आगच्छन्ति परन्तु अत्र तु दिनद्वये एव कुर्ती मया प्राप्तवती अतः अहं तु बहु प्रसन्ना अस्मि